गा कोयमुत्तूर् त कोयम्बुत्तूर् सेन्ट्रल् गान्धीपुरं तः पोळ्ळाचि मार्गम् अद उक् उक्कड प उक्कडं नो चेत् म मलमुचमटि गमनमार्गे उक्कडम् इति एकं स्थानमस्ति तत्र गमनसमये अत दग् मार्गे सेतुनिर्माणकार्यं चल चलन् अस्ति अधः मार्गे अपि मार्गान् बस्वनि सर्वं स्थापितम् अस्ति अस्माकं स्वयं द्विचक्रिका वा कार्यानेन वा गमनं बहु कष्टं भवति नो चेत् दा तद् मार्गे लोकयानमपि बहु न्यूनमस्ति तत्र ये ग् गमनागमनाः जनाः महान् कष्टम् अनुभवन्तः सन्ति कान्ट्राक्टर् गोर्मेन्ट् तत् किञ्चित् श्रद्धा दा ददाति चेत् एकपार्श्वे एकम् उत्तमरीत्या का म मार्गं ददाति अन्यरीत्या कार्यं करोति चेत् जनान् म् म् पीडनं नास्ति किञ्चित् तद् श्रद्धया द्रष्टव्यमिति मम प्रार्थना